चित्रकलायाः अध्ययनं मम तु मम बाल्यकालात् अध्ययनम् अस्ति अहं मम पाठशालायां प्रथमतया अध्ययनं प्रारम्भं कृतवती अस्मि अनन्तरं मम पितृव्यः अस्ति सः चित्रकलाशिक्षकः एव स्वयमपि चित्रनिर्माणं पटनिर्माणमपि करोति स्म अतः अहं किञ्चित् तस्मादेव अहम् अधीतवती अन्तर्जालद्वारा इदानीम् अहम् अधीतवती किमपि इतोऽपि वर्धनाय एव अहम् अन्तर्जालस्य उपयोगं करोमि किन्तु मम बाल्यकालात् अहं यदहम् अधीतवती तस्य नैपुण्यवर्धने तु उपयुक्तः उपायः यत् मम शिक्षिका उक्तवती यत् मम पितृव्यः उक्तवान् अस्ति तेषामहं वदामि ते चित्रकलायां सप्त मात्राः सन्ति बेसिक् एलिमेण्ट्स् इति वदन्ति ते अस्ति रेखा वर्णः निर्माणम् आतनोषि आकारं स्व आकारस्वरूपाः प्रतिमानं वरस् इति एताः सप्त धातोः वा सप्तमात्राः वा वयं तस्मिन् विषये अस्माभिः निपुणता साधनीयम् निपुणत्वेन एव वयं चित्रकलायां अधिकं तया शुद्धचित्राणि रचयितुं शक्नुमः प्रथम मात्रा अस्ति रेखा रेखा इत्युक्ते लैन् कोपि चित्रं यदि वयं स्वीकुर्मः चेत् रेखाः उपयुज्य एव वयं निर्माणं कर्तुं शक्नुमः रेखाः तु वक्र रेखाः वा समरेखाः वा भवेयुः दिशा परिवर्तनं कृत्वा किञ्चित् कोण युक्तं वा कोण अयुक्तं वा गोमूत्रगतिं गच्छ रेखाः वा किमपि रेखाम् उपयुज्य एव वयं चित्र निर्माणं कर्तुं कुर्मः अत्र यदा अहं रेखामुपयुज्य चित्रम् एकम् आकारं दा दद्मः किमपि वृत्तं वा चतुरस्रं वा चतुर्भुजं वा त्रिभुजं वा निर्माय अत्र एकं स्वरूपं वयं निर् निर्माणं कुर्मः अनन्तरं तस्मिन् आकारे वयं वर्णं स्थापयामः वर्णस्य केवलं वर्णस्थापनं वा वर्णं रचनां वा अत्र वयं कुर्मः चेत् चित्रं सम्यक् रूपेण न आगच्छति अत्र एक निर्मा इति एक अस्ति निर्माणम् इति एकम् अस्ति एका मात्रा अत्र वयं वर्णस्य भासा आसितम् उपयुज्य लैट् शेड् डार्क् शेड् उपयुज्य वयम् आकारस्य द स्वरूपस्य भावं वयं दर्शयितुं शक्नुमः इतोपि मात्रा अस्ति आतनोषि इति च टेक्स्चर् इति वदामः टेक्स्चर् इत्युक्ते उपरितलस्य संज्ञा निर्माणम् इति दर्शयितुं शक्नुमः तावदेव यदा वयं चित्रनिर्माणं कुर्मः अत्र चित्रस्य आयोजनमिति भवति यत्र कुत्रापि वयं चित्रेषु एकैकं मूलकं न स्थापयितुं न शक्नुमः एकं वरस्य स्पेस् उपयुज्य एव आयोजनं कुर्मः चेत् चित्रं सम्यक् रूपं रूप रूपेण भासते तावदेव विप्रकर्षः वा प्रतिमानं वयं यत् दर्शयामः तद्वा अंशभाजनं वा प्रपोर्षन् वा दृशीकं वा यत् यत्कोणे वयं तत् चित्रनिर्माणं कुर्मः तत् दृष्टिकोणम् इति वदामः पर्स्पेक्टिव् इति तत् वा प्रमाणं वा स्केल् वा अत्र चित्रं चित्रस्य तोला वा समत्वं वा सङ्गमं वा वृत्ति अवधारणं वा तेषां विषयेषु निपुणत्वा साधनीयम् प्रतिदिनं वयं एकैकं चित्रं रचयामः चेत् अनुभवः आगच्छति अनुभवेन एव वयम् अशुद्धाः न्यूनं कर्तुं शक्नुमः अत्र एकैकं चित्रमेव मम शिक्षिका उक्तवती एकः चित्रः एव स्वीकृत्य तस्मिन् यदि तस्य चित्रलेखा प्रतिदिनं कुर्वति चेत् भवति तस्मिन् अनुभवः प्राप्नोति इति तदहं कृतवती तत् एकं एकः लघु टिप्पणि अस्ति लघु ट्रिक् अस्ति अत्र एकैकं चित्रमेव प्रतिदिनं रचयामः चेत् तस्य साधना भवति साधनायां वयं चित्रस्य स्वरूप आकारेषु वयम् अधिकं क्वालिटी वयं प्राप्तुं शक्नुमः तावदेव अन्यविषयेषु यत् वयं स्वीकुर्मः तेषां रचनां कुर्मः कृत्वा कृत्वा एव नैपुण्यं वर्धते